भारते प्रसिद्धः योगगुरुः नाम राम्देव् बाबा तेषामहं योगासनं सर्वं दृष्टवती अस्मि दूरदर्शने अपि तेषां कार्यक्रमः आगच्छति तेषां कार्यक्रमस्य प्रसारः भवति तदहं पश्यामि तान् दृष्ट्वा न केवलम् अहं बहवः जनाः प्रेरिताः अभवन् कार्यक्रमेष्वपि अहं पश्यामि बहवः जनाः तेषां पुरतः एव योगाभ्यासं कुर्वन्तः भवन्ति तत्र बालाः मध्यवयस्काः अनन्तरं वृद्धाः अपि भवन्ति महिलाः पुरुषाः च भवन्ति सर्वरोगयुक्ताः जनाः अपि तत्र भवन्ति सर्वे अपि योगासनं कुर्वन्तः भवन्ति राम्देव् बाबा कस्य कस्य रोगस्य कः अभ्यासः करणीयः इति बहु उत्तमरीत्या वदन्ति तदर्थम् अहं तान् दृष्ट्वा प्रेरिता अभवम्